संस्कृतभाषायाः परिरक्षणे प्रवर्धने च कश्चित् क्रमः वर्तते यथा सर्वप्रथमं जनाः संस्कृतं पठेयुः ये पठन्ति ते वदेयुः इत्युक्ते सम्भाषणं कुर्युः तेषां मुखे संस्कृतं स्यात् ते संस्कृते आचरणं कुर्युः इति परस्परं वार्तालापं कुर्युः ये वार्तालापं कुर्वन्ति ये सम्भाषणं कुर्वन्ति ते अन्यान् अपि प्रेरयेयुः इति यतो हि भाषायाः संरक्षणं तदैव भवति यदा वयं भाषणं कुर्मः यदा वयं परस्परं संस्कृतमाध्यमेन यदि वयं वार्तालापं कुर्मश्चेत् तस्य संरक्षणं निश्चप्रचं भविष्यति इति